मम गृहे बहुलक्षी पाकशाला वर्तते तत्र विद्यमानानि पात्राणि यथा स्थालिका चषकः कञ्चिका चमसः कटाहः लवित्रं दर्वी बाष्पस्थाली इत्यादिरूपेण बहु बहु पात्राणि सन्ति तत्र स्थालिका भोजनखादनार्थम् उपयुज्यते चषकं जलम् अथवा तक्रं पानार्थम् उपयुज्यते कञ्चिका दाल् स्थापनाय अथवा शाकं स्थापनाय उपयुज्यते चमसः भोजनं खादनार्थमुपयुज्यते कटाहः शाकनिर्माणाय उपयुज्यते लवित्रं शाककर्तनाय उपयुज्यते दर्वि शाकवितरणार्थमुपयुज्यते अथवा अन्यच्च बाष्पस्थाली दालिः अथवा शाकम् अथवा अन्नम् इत्यादिकं पाकार्थम् उपयुज्यते एवं रूपेण मम पाकशालायां बहूनि पात्राणि सन्ति